ड्रिल्लिङ्ग् मशिन् रन्ध्रयन्त्रं मया सद्यः क्रीतं अत्यन्तम् उपयुक्तमस्ति रन्ध्रयन्त्रेण संसाधनानि निर्मातुं साधनेषु सौकर्यं जनयितुं अपेक्षितकार्याणि सम्पादयितुं आनुकूल्यानि प्राप्यन्ते रन्ध्रयन्त्रं वस्तुतः इदम् अत्यन्तं विशिष्टं यतः तत्र पुरतः दन्ताः ये भवन्ति ते विशिष्टास्सन्ति विभिन्नाश्च सन्ति केचन दन्ताः तत्र आयुधविशेषाः काष्ठं रन्ध्रीकर्तुम् अनुकूलाः केचन यन्त्रविशेषाः नाम दन्तविशेषाः भित्तिः भित्तिं रन्ध्रीकर्तुम् अनुकूलाः सन्ति एवं बहुधा वैशिष्ट्यानि वहति इदं यन्त्रं